अहं क्लिप्कार्ट् मध्ये ग्यास् च्चुलीं आर्डर् कृतवान् यत् अन्तर्जालमाध्यमे दृष्टं तदेव आगतं तस्य क्वालिटी अपि बहु सम्यक् अस्ति सुन्दरं दृश्यते पक्तुं अपि शीघ्रं भवति यत् अहं दत्तं तत् उपयोगं भवति